रैलयानस्यविषये क्वचित् वक्तुं पारयामि रैलयाने यद् यद् सौकर्यादिकम् अस्ति तत्तु लोकयाने नास्ति इति तदेव अनन्तरम् मया रैलयाने बहुत्र अटनम्

बहुत्र कृतवान् उज्जयिनि एवं केरलं प्रति गतवान् तद्वत् काशीं प्रति अयोध्यां प्रति बेङ्गलूरु म्याङ्गलूर् अत्र तमिळ्नाडुप्रदेशे तावत् कारिकाल्कुम्बकोनं तञ्जावूर् इत्येवं रैलयाने बहुत्र अटितवान् रैलयाने मम प्रयाणं यदि भवति तदा मम सन्तोषः सर्वदा अनुभूयते मया